अस्तु अस्माकं भारतदेशे प्रसिद्धाः क्रीडाः बहवः बहभ्यः भवन्ति तत्र क्रिकेट् क्रीडा अधुना तु प्रसिद्धा अस्ति एवञ्च कन्दुकक्रीडा फ़ुट्बोल् इति आङ्लभाषया उच्यते कन्दुकक्रीडा प्रसिद्धा वर्तते एवञ्च तत्र हाकि ब्याड्मिन्टन् एवञ्च तत्र काबाडि इत्यादिकं तत्प्रसिद्धमेव अस्माकं भारतदेशे तत्र क्रिकेट् क्रीडा या भवति लघुकन्दुकक्रीडा या भवति सा तु सम्पूर्णे भारते बहु प्रसिद्धः वर्तते एवञ्च विदेशेषु प्रसिद्धः वर्तते अस्माकं क्रिकेट् क्रीडाविषये भरतीयतन चर्चा बहु चलति तत्र क्रिकेट् क्रीडायाः क्षेत्रं बहु अधिकं वर्तते नाम प्रायः अष्टादश विंशतिः वा तत्र क्ष क्षेत्राणि सन्ति क्रिकेट् क्रीडायाः क्षेत्राणि एवञ्च कन्दुकक्रीडायाः फ़ुट्बाल् इति कन्दुकक्रीडायाः क्षेत्राणि अपि बहूनि सन्ति तत्तु तत्र स्तः सम्पूर्णे वर्षे बहुवारं तत्र क्रिक्रेट् क्रीडा इत्यादिकं अनुष्ठीयते एवञ्च फ़ुट् कन्दुकक्रीडा अपि अनुष्ठीयते तद् तत् तद् तद्विषये वक्तुं बहु अस्ति परन्तु एतावत्पर्यन्तम् एव अलमिति अहं चिन्तयामि